सामान्यतः जनाः चिन्तयन्ति संस्कृतभाषा अतीवकठिना भाषा अस्ति एषा भाषा केवलं पण्डितानाम् एव भाषा एषा भाषा ब्राह्मणानां भाषा एषा भाषा तु अतीवकठिना अस्ति उच्चारणम् अपि अशक्यमस्ति एषा सामान्यतः जनानाम् अपकल्पना अपकल्पनाः सन्ति यदा वयं संस्कृतं पाठयामः तदा पूर्वं तु छात्राणामपि एषा एव सङ्कल्पना अस्ति आह् संस्कृतं बहु कठिना भाषा परन्तु यदा वयं पाठयामः तदा तस्याः माधुर्यं कथं तस्याः सरलता कथम् लघुलघुवाक्यानि कथं वयं वक्तुं शक्नुमः इति यदा वयं वदामः तदा छात्राः किञ्चित् किञ्चित् तस्य विषये तेषां मनसि रुचिः उत्पन्ना भवति परन्तु सामान्यजनाः तु मन्यन्ते यत् एषा भाषा अतीवकठिना अतीव दुर्गमा भाषा दुर्बोधा भाषा दुर्लभा लेखनार्थम् अपि बहु कठिना अस्ति लघुः दीर्घः इति मात्राणां बहु तत्र चिन्तनमस्ति अतः एषा अतीवकठिना भाषा इति सामान्यजनाः मन्यन्ते